मम इष्टं लेखनप्रकारं भवति शोधपत्राणि अहं शोधपत्राण्येव आजी आजीवनं पठितुमिच्छामि यतोहि तत्र वर्णितानां नूतनानां विषयाणां ज्ञानं भवति तेन अस्माकं चिन्तनशक्तिः या वर्तते तस्याः अपि वर्धनं जायते अस्मिन्नेव प्रकारे मया सद्यः यत् पु यत् पुस्तकं पठितं तस्य नाम भवति संस्कृते विज्ञानं इति